ओ हलो ओला आ अहं कुवेम्पूनगरतः भाषणं करोमि विजयनगर् सेकेंड् स्टेज् गन्तव्यम् आगच्छति वा कति समयानन्तरम् ओ पञ्चनिमेषाः अनन्तरं वा अस्तु अस्तु वैट् करोमि